अस्माकं प्रदेशे अस्माकं समुदायस्य पारम्परिककृषिः पूगीफलस्य वर्तते एतद् वाणिज्यकृषि इति कथ्यते पुनः धान्यक्षेत्रम् अपि विद्यते तत्र तण्डुलस्य कृषिः भवति अस्माकं सीज़नल् कृषिः भवति यदा वृष्टिकालह आरभ्यते तदा वयं कृषिकार्यम् आरम्भं कुर्मः तद् डिसेम्बर् टु जनवरि पर्यन्तं भवति जनवरि मासे वयं फलं निश् वृक्षात् निष्कास्य पुनः सर्वं संस्करणं कृत्वापुनः मार्केट् नयामः तत्र गुजरातीजनाः पूगीपलं क्रीणन्ति तद् अदिकादिकं पेण्ट् निर्मातुं उपयोगं कुर्वन्ति तण्डुलं वयं यावत् गृहे आवश्यकता वर्तते तावत् संस्थाप्य अन्यत् सर्वं वयं विक्रयणं कुर्मः